अहं शिक्षिका अस्मि अहम् एतत् बहु इष्ट्वा कुर्वती अस्मि मम तातः अपि शिक्षकः आसीत् मम पितामहः अपि संस्कृतशिक्षकः एव आसीत् अतः मम मनसि अपि शिक्षकवृत्तिं प्रति अभिमानः एव अस्ति अतः अहम् शिक्षिका एव भवामि इति निर्धारं कृतवती इदानीं शिक्षिका एव अस्मि अहं कन्नडमाध्यमे मम प्राथमिकशिक्षणं कृतवती अनन्तरम् आङ्ग्लमाध्यमे मम पदवीपरीक्षां लिखितवती तदा संस्कृतम् ऐच्छिकविषय् विषयत्वेन स्वीकृतवती आनन्तरम् आङ्ग्लविषये स्नातकोत्तरपदवीम् अपि प्राप्तवती तदनन्तरम् एव संस्कृतमेव पठामः इति चिन्तयित्वा संस्कृतप्राथमिकपरीक्षां लिखितवती काव्यं साहित्यं पठित्वा आनन्तरम् अलङ्कारशास्त्रं स्वीकृत्य विद्वद् मध्यमा विद्वद् उत्तमा कृतवती इदानीं पूर्णकालिकरूपेण संस्कृतभारती मध्ये कार्यं कुर्वती अस्मि तथा संस्कृतशिक्षिकापि अस्मि